भारते वयं सर्वे अवश्यम् अवश्यं काशीक्षेत्रं गन्तव्यं तद् वाराणसी तत्र विश्वेश्वरस्य दर्शनं करणीयम् अन्नपूर्णामातायाः दर्शनं वयं करणीयं गङ्गा गङ्गानद्यां स्नानं करणीयं यदि वयं जीवितकाले एकवारम् अपि काशी गन्तव्या अनुदिनं वयं वक्तव्यम् अहङ्काशीं गच्छामि काशीं गच्छामि इति गच्छामि वा न वा तद् अन्यत् वदामः चेत् निश्चयमेव तत्र गन्तुं कालः अस्माकं साहाय्यं करोति इति अस्माकं किञ्चित् नम्बिके नम्बिका विश्वासः अस्ति एवं तत्र विश्वेश्वरस्य दर्शनं करणीयं यदि वयं काशीक्षेत्रे मरणं प्राप्नोमि चेत् तस्यां पुनर्जन्म न विद्यते एव तत्र तत्र साक्षात् ईश्वरः एव आगत्य तेषां स्वर्गं आनयति इति अस्माकं पुरातनकथा तत् सत्यमेव अनन्तरं चार्धाम् यात्रा करणीया शक्यते चेत् करणीयं सर्वेषां तत्र गन्तुं न शक्यते शैत्यमधिकमस्ति तत्र गन्तुं कष्टं भवति वेदना भवति पादवेदना सर्वं भवति अतः यदि वयं युवकः अस्ति किल तस्मिन् समये एव तत्र सर्वत्र गत्वा आगन्तव्यं अनन्तरं तद् भारतदेशे अभवत् अस्माकं राज्ये तद् विजयनगरसाम्राज्यस्य दर्शनं बहु करणीयमेव तद् विजयनगरस्य साम्रा विजयनगरस्य वैभवम् इदानीं नास्ति यदि वयं पुस्तके किमपि पठितवन्तः किल वयं विजयनगरस्य गच्छामः चेत् अस्माकं मनसि तत् कल्पना आगच्छति तत्र एव आपणं तत्र एव तद् सर्वं मूल्यपदार्थम् इत्युक्ते रत्नानि तत्र वयं प्रेषितवन्तः रत्नस्य आपणम् अत्र आसीत् इति वयं सर्वं कल्पनाभावेन तत्र द्रष्टुं शक्यते विजयनगरं गच्छामः चेत् शौर्यभावता आगच्छति अस्माकं मनसि अतः एकवारं जीवितकाले तत्र गन्तव्यम् एव